आधुनिककालस्य मनोरञ्जनकलायाः पारम्परिकस्याः कलायाश्च भेदः अस्ति एव पारम्परिककला अधिकतरः ज्येष्ठाः एव बहु इच्छन्ति अत्र यक्षगान इति कला अस्ति तत् पूर्वं पारम्परिकम् एव आसीत् इदानीं किञ्चित् परिवर्तनम् अभवत् पूर्वं नववादनदारभ्य प्रातः काल प्रातःकालपर्यन्तम् आ आसीत् इदानीं जनानां कृते समयस्य अभावः इति घण्टात्रयं वा चत्वारि घण्टा वा वर्तते पूर्वं पौराणिककथा एव आसीत् इदानीं भिन्नभिन्नविषयं स्वीकृत्य यक्षगानकथा चलति नाटकादिमध्ये अपि पूर्वं पौराणिकं सामाजिकम् आसीत् इदानीं सामाजिकम् एव अधिकं वर्तते चलच्चित्रविषये अपि तथैव अस्ति